मम पिता सर्वदा एक एकस्य विषये वदन् आसीत् ऐतिहासाक ऐतिहासिकव्यक्तिः सः टङ्ग्टुरी प्रकाशं पन्तलु इति सः आन्ध्रप्रदेशस्य प्रकाशमण्डलस्य एकस्मिन् ग्रामे जन्मः जातः तस्य यदा बाल्यकाले एव तस्य पितुः पिता तु दिवङ्गतः अतः बहु कष्टः आसीत् तस्य जीवनं तथापि बहु परिश्रमेण वकीलवृत्तिम् आरब्धवान् पठितवान् अपि सम्यक् अग्रे गत्वा तत् न्यायवृत्तिम् अपि स्वीकृतवान् परन्तु द्वितीय श्रेणियः वकीलः इति कारणतः सः उच्चन्यायालयेषु न्यायालयेषु वादनं कर्तुं न शक्नोति इति ब्रिटिश् जनानां तत् तदा पालनम् आसीत् अतः अतः सः पुनः विदेशं गत्वा लण्डन् नगरं गत्वा तत्र अपि अध्ययनं कृत्वा तस्य अध्ययनं पूर्णं कृत्वा उच्चन्यायालये अपि पठन तस्य वादनं कर्तुम् अर्हताम् अपि प्राप्तवान् अनन्तरं सः काङ्ग्रेस् पक्षं इत्युक्ते तदा युद्ध ब्रिटिश्शां स्वातन्त्र समरे भागं गृहीतवान् सर्वदा तत्र गोष्ठिसु भागं गृहीतवान् अनन्तरं सः एका पत्रिका स्वराज्यपत्रम् इति तत्र सम्पादकः आसीत् आङ्ग्लभाषा तेलगुभाषा तमिलभाषासु अपि सः एव युगपथ् तत्र प्रकाशितम् अपि आसीत् सः एव तस्य सम्पादकः आसीत् अनन्तरं सैमन् आयोगः इति भारते ब्रिटिश् देशस्य भारते भ्रमणं कृतवन्तः तदा तेषां बहिश्कारं करणीयम् इति अत्र बहु आसीत् मुख्य बहु कारणानि तु बहु आसीत् परन्तु मुख्यकारणम् आसीत् तस्मिन् आयोगे एकः अपि भारतीयः न आसीत् अतः अत यदा ते मद्रास् नगरम् इदानीं चेन्नै इति वदामः किल तत् मद्रास् नगरं आसीत् तदा यः अत्र आगतः तदा एषः प्रकाशं पन्तलु गो बेक् सैमन् कमिशन् इति उद्घोषं कृतवान् आङ्ग्लसैनिकाः उक्तवन्तः यदि भवन्तः एक प्राङ्गुलम् अपि अग्रे आगच्छन्ति चेत् वयं मारि भवन्तः मारयिष्यन्ति इति परन्तु तथापि ये किञ्चिदपि पृष्ठं न पृष्ठभागं न गतवान् गतवान् वक्षस्थलं दर्शयित्वा अग्रे गतवान् एतत् बहु विशेषरूपेण एतत् दृष्ट्वा ते सैनिकाः एव मूकाः आहताः अभवन् तदा अतः एव तम् आन्ध्रकेसरी इति वदन्ति जनाः